अहं कलाकाराणां समीपं गत्वा तेषां कार्यं पश्यन् तत् अवगन्तुं प्रयते येन अहमपि तेषां सहायं कर्तुं शक्नोमि यदि कोपि चित्रं सम्यक् प्रतिलिपिं करोति वा उत्तमं चित्रं निर्माति तर्हि अहं तान् केमेरा एवञ्च रङ्गयोः कार्ये साहाय्यं कर्तुं शक्नोमि अहम् अपि करिष्यामि मुट्टिको निर्माणे तेषां सहायं कर्तुं समर्थः भवेत् तथा च यदि कोपि कलाकारः सङ्गीतस्य नृत्यस्य वा विषये उत्तमम् अस्ति तर्हि अहं तेषां सहायं कर्तुम् इच्छामि